अत्यधिकं स्क्रीन् समयस्य कारणात् बालकाः अद्यत्वे क्रीडां न क्रीडन्ति इति सत्यमस्ति बालकान् अधिकं क्रीडितुं प्रेरयितुम् अस्माभिः क्रीडन् काति क्रीडनकानि आनेतव्यानि एतेन किं भविष्यति एतैः क्रीडनकैः बालकानाम् उत्साहवर्धनं भविष्यति तेषां मनसि इच्छा भविष्यति यत् अहमपि एतैः एतेन सह वा एतैस्सह क्रीडां करोमि एवं भवति यदा बालकानां पार्श्वे समयः भवति तदा तेषां पार्श्वे क्रीडनकानि न भवन्ति तु ते दूरवाणीं स्वीकृत्य एव आन्लैन् विडियो गेमं क्रीडन्ति तु यदि तेषां पार्श्वे क्रीडनकादि भविष्यति ते तेन बालकाः सर्वै बालकाः क्रीडनकैस्सह क्रीडां निश्चितरूपेण एव करिष्यन्ति इति